पुरातनहिन्दी हिन्दीगीतेषु शास्त्रीयसङ्गीतस्य सुरीलाः कर्णप्रियाः धुनयः आसन् एतेषु धुनेषु गायकाः शास्त्रीयरागेण सह गीतानि गायन्ति स्म गीतानां शब्दाः अपि सुरीले हल्लयेन रचिताः आसन् पुरातनगीतानि अपि अमृतानि सन्ति अद्य तस्य सह गीतं गायन्ति गायकाः अपि अमृताः अमृताः भवन्ति पुरातनगीतानि श्रुत्वा कर्णयोः सर्करमिष्ठानाम् मिश्रितम् इव भवति पुरातनगीतानि प्रत्यक्षतया हृदयं मनः च शान्तीं ददाति केवलं शृण्वन्तु अधुना एतेषां नूतनानां गीतानां विषये किं वदामि एतेभ्यां श्रेष्ठाः सन्ति एतेभ्यः श्रेष्ठाः सन्ति वयं विद्यालये आसन् तदा तान् गायन्ति स्म